आम् अहं भौतिकपुस्तकानि पठितुम् इच्छामि भौतिकपुस्तकानि प्रायः अस्माकं प्रति सौविध्यानि वर्तते भौतिकपुस्तकानि पठितुम् अहं ग्रन्थालयं प्रति गन्तुम् आवश्यकता नास्ति तर्हि स्वस्य दूरवाणि सङ्गणकमाध्यमेन अहं किमपि पुस्तकानि पठितुं शक्नोमि तदर्थं मम इच्छा भौतिकपुस्तकानिमध्ये अस्ति पुनः सर्वे पुस्तकानि अपि श्रोतुं बहु आनन्दं भवति सर्वे पुस्तकानि स्र् स्वदर्थं अस्माकं स्मरणशक्तिः अपि तद् आधारेण वृद्धिं भवति किमपि पठ विषये पठितुम् एवं श्रोतुं प्रयोगार्थम् अस्माकं स्मरणशक्तिः अस्माकम् अध्ययने रुचिः भवति

मम भौतिक् मम इच्छा भौतिकपुस्तकानि पठितुम् अस् अस्मि